नमस्ते स्विग्गी अहं विट्लानगरवासी अस्मि अत्र मया पञ्चमी उपहारमन्दिरतः गोभी मञ्चूरियन् आनायितम् आसीत् किन्तु कारणान्तरात् अहं ओर्डर केन्सल् कुर्वती अस्मि अतः भवताम् उपहारमन्दिरे खाद्यानां मौल्यम् अधिकं वर्तते अतः अहं ततः खाद्यानि स्वीकर्तुं नेच्छामि